आं महोदय इदं ब्लेज़र् यत् क्रीतं मया तत् अत्यन्तं समीचीनमस्ति विशेषेण अहं कार्यक्रमेषु यत्र यत्र अहं भागं स्वीकरोमि तत्र अतीवसुन्दरं विद्यते द्रष्टुं मनोहरं च विद्यते सर्वेपि मामेव पश्यन्तः भवन्ति किं कारणम् इति चेत् अत् इदमेव ब्लेज़र् विद्यते ब्लेज़र् अहं बहु इच्छामि यतोहि ये चेपि जनाः मां पश्यन्ति पश्यन्ति चेत् अहं सुन्दररूपेण द्रष्टव्यं खलु किञ्चिदिव अतः आकर्षणीयं विद्यते इदं ब्लेज़र् स्वीकृत्य एकं वर्षमभूत् तथापि अस्य गुणवत्ता सम्यगेव अस्ति क्वालिटी मध्ये गुणवत्तायां किमपि तत्र दोष एव नास्ति न्यूनता एव नास्ति अत्यन्तं समीचीनं विद्यते वर्णः अपि परिवर्तनं परिवर्तनं न जातम् अत्यन्तं समीचीनं विद्यते बृहदपि नास्ति अत्यन्तं लघु अपि नास्ति सम्यक् फ़िट् सम्यगस्ति मम शरीरस्य कृते समीचीनतया स्टिच्चिङ्ग् सम्यक् कृतं विद्यते पुनश्च अत्यन्तमु न्यूनधनेन इदं प्राप्तं मया न्यूनधनेन प्राप्तम् इति कारणेन अस्य गुणवत्तायां कोपि दोषः नास्ति अत्यन्तम् उत्तमं विद्यते अत्युत्कृष्टं विद्यते अतः सर्वेपि इदं स्वीकर्तुं भवन्तः इच्छन्ति पुनश्च अत्र इदं ब्लेज़र् केवलम् उष्णकाले धर्तव्यम् अथवा केवलं वृष्टिकाले धर्तव्यम् अथवा शैत्यकाले धर्तव्यम् इति नास्ति सर्वेषु कालेषु अपि धर्तुं शक्नुवन्ति भवन्तः अतः अहम् एतदेव सर्वेपि स्वीकारः एव एतं ब्लेज़र् एव स्वी सर्वेपि स्वीकुर्वन्तु इति अहं प्रोत्साहं ददामि पुनश्च इदं ब्लेज़र् मार्केट्स् मध्ये इदानीं सर्वत्रापि न लभ्यते पूर्वं सम्यक् लभ्यते लभ्यते स्म किन्तु मया यत् यदा स्वीकृतं तदा सर्वत्रापि मार्केट् मध्ये लभ्यते स्म अतः एतत् बहु उत्तमं वस्तु विद्यते इति वक्तुम् अहम् इच्छामि